श्रीगुरुभ्यो नमः हरिः ओम् आस्तिनास्तिकदर्शनानि मिलित्वा भारतीयतत्वशास्त्रमिति कश्चनः प्रकारः अस्तीति दृश्यतेव कः तस्य विशेषः प्रथमतः आस्तिकाः नाम ये ये वेदान् वेदः अस्ति इति अस्ति इति ज्ञायते सः सः सः सर्वे आस्तिकः इति नाम प्रथमतः द्वैताः वेदमस्ति इति भावयन्ति तथा वैशेषिकाः न्याये न्यायमतानुयायाः न्यायमतानुयायिनः वैयाकरणाः तथा अद्वैतिनः श्रीवैष्णवाः एताः सर्वे वेदम् अस्ति वेदस्य वेदस्य औप अपौरुषेयत्वं तान् प्रतिपादयन्ति तस्मात् ते सर्वे आस्तिकाः इति ज्ञायन्ते तथा नास्तिकाः नाम जैनाः जैनाः तथा क्षणभङ्गवादिनः क्षणभङ्गवादिनः तथा काचन वेदं नास्ति इति काचन शास्त्राः वदति ते सर्वे नास्तिकाः इति तत्र विभागः अस्ति अत्र विशेषः नाम एतदेव विशेषः किम् इति चेत् किमिति चेत् वेदम् वेदम् अत्र अस्ति इति ज्ञातव्यमेव अस्ति इति विश्वासं करणीयमेव कुतः इति चेत् वयम् बहु प्रमाणाः दृश्यन्ते उदाहरणार्थम् द्यावाभूमी जनयन् देवः एकः एतादृशः बहु उदाहरणानि वयं न वयम् ज्ञामः तस्मात् वेदम् अस्ति तस्मात् वेदं ज्ञा वेदम् अस्तीति विश्वासः करणीयमेव तथा चूडामणिकृतः श्लू विधुर्वल्लवीकृत वासुकिः भवो भवतु भव्याय भव्याय लीलाताण्डवपण्डितः इति उक्त्वा मम वाग्व्यापारात् विरमामि श्रीकृष्णार्पणमस्तु